त्रयोविंशत्योत्तरद्विसहस्रतमेवर्षे आगस्ट् मासस्य नवदशदिनाङ्कः द्विसहस्रात् ऊर्ध्वं द्वितीये वर्षे सप्तदश सेप्टेम्बर् मासस्य सप्तदशदिनाङ्कः नव दश उत्तरद्विसहस्रतमेवर्षे अक्टोबर् मासस्य प्रथमः दिनाङ्कः नवदशोत्तरद्विसहस्रतमे वर्षे अक्टोबर् मासस्य द्वितीयः दिनाङ्कः षडशीत्योत्तरनवदशशततमेवर्षे अक्टोबर् मासस्य अष्टमदिनाङ्कः